नमस्कारः हा वदतु कः क्लेशः

का समस्या न न ट्रबल्शूटिङ्ग् अहं करोमि अहं भवतां सङ्गणकसहाय्यकः क्लेशः किम् इति वदतु किं यत् किं जातं तत्र पिधानं न भवति वा न आरभ्यते ओ एवं तत् कार्यं कार्यमेव न करोति इति वदति वा अस्तु प्रथमतः तत्र विद्युत् प्रवाहः अस्ति वा न इति एकवारं पश्यतु विद्युत् प्रवाहः अस्ति भवान् तत्र स्विच् आन् कृतवान् एवं तत्र पश्यतु तस्य विद्युत् केवल् अस्ति खलु तत् तत्र सम्यक्तया योजितमस्ति वा न इति एकवारं पश्यतु सम्यक् अस्ति आम् इतोपि पुनरेकवारं तत् आन् कृत्वा एकवारं पश्यतु भवति वा न इति पश्यतु यदि न भवति चेत् सूचयतु न भवति अस्तु तत्र स्क्रीन् स्क्रीन्मध्ये किमपि दृश्यते वा मोनिटर् स्क्रीन्मध्ये अस्तु तर्हि मोनिट् मोनिटर्मध्ये विण्डोस् इति दृश्यते किमपि हा मदर्बोर्ड् वा तत् किमपि तस्य विश्लेषणं दृश्यते तत्र वा किमपि कापि एरर् तत्र दृश्यते वा एवम् आं किमपि जातमासीत् वा तत् पतितं वा किमपि तथा जातं वा जलं पतितं वा अधः पतितं यन्त्रम् इति किमपि जातम् अस्तु तर्हि अहम् अत्र किं भवतां विषये मया लेखितमस्ति भवतां सङ्गणकं सम्यक् कार्यं न करोति तद् नै न आरभ्यते इति

आमां प्रेषयामि मम एकं प्रतिनिधिम् अहं भवन्तं प्रति प्रेषयामि सः तत्र आगत्य भवतां शङ्क् किं क्लेशनिवारणं करिष्यति अस्तु धन्यवादः